संस्कृतभाषा भवति अस्माकं देवभाषा सर्वासां भाषाणां जननी किं किं जनाः वदन्ति संस्कृतभाषा बहु कठिनभाषा बहु कठिनभाषा एतत् लिखन् लेखनसमये बहु क्लेशः उत्पन्नः भवति संस्कृतं बहु क्लेशभाषा इति वदन्ति परन्तु मम पक्षे कदापि एषा कठिना न अनुभूयते संस्कृतभाषा मम भाषा अस्माकं सर्वेषां भाषाणां मूलं भवति संस्कृतभाषा मूलभाषारूपेण अस्ति अतः संस्कृतभाषा वदन्ति देवानां भाषा इति देवानाम् अग्रिमे अग्रिमे पुर्वकाले एतत् ब्राह्मणानां भाषा इति आसीत् ब्राह्मणानां भाषा अधुना मम पक्षे संस्कृतभाषासम्भाषणे कः अपि क्लेशः नास्ति परन्तु अहं पूर्णतया न जानामि किञ्चित् किञ्चित् क्लेशः भविष्यति परन्तु मम पक्षे एतत् समाधाननिमित्तं बहवः मार्गाः सन्ति लेखने वा कथने कथने कापि समस्या कदापि न वर्तते अधुनापि मम तु प्रथमतः अधुनापर्यन्तं संस्कृतेन एव चलति परन्तु मम एकः बान्धवः सन्ति बान्धवाः सन्ति ते वदन्ति अरे तु संस्कृतेन पठन्ति वा संस्कृतेन पठनं बहु क्लेशः जायते संस्कृते बहु शब्दरूपं धातुरूपम् इति बहु वदन्ति लेखनमध्ये तेषां कृते बहु समस्या भवति परन्तु मम कृते एतावती समस्या कापि नागच्छन्ति अग्रे अपि न भविष्यति अधुना तु मम मातृभाषा एव संस्कृतभाषा भवति तेषां कृते अहं बहुदिनानन्तरं वदामि किं संस्कृतभाषा सर्वासां मूलभाषा सर्वासां मूलभाषा संस्कृतभाषा भवति ध्यानं ददन्तु संस्कृतं यत् यत् समये पूजापाठं सर्वादिकर्मे संस्कृतभाषा आगच्छति संस्कृतभाषा मूलभाषा देवभाषा इति अतः ते किञ्चित् किञ्चित् बोधनार्थं वदन्ति अतः अधुना ते संस्कृतेनैव वार्तालापं कुर्वन्ति किञ्चित् किञ्चित् लेखने समस्या भविष्यति परन्तु अधुना किञ्चित् किञ्चित् ते लिखन्तीति भवतु लेखनसमस्या नास्ति पठने अपि समस्या नास्ति सम्भाषणमपि समस्या नास्ति इति अहं तेषां कृते वादामि ते अपि अधुना संस्कृतभाषायां वार्तालापं कुर्वन्ति लिखन्ति इति